पत्रिकायाम् अहं राजकीयविषये अधिकं पठामि यतोहि तत्र मम आसक्तिः विद्यते राजकीयविषये राष्ट्रीय अन्तराष्ट्रीयविषयाणां सङ्ग्रहः भवति अन्यदेशा अपेक्षया भारतस्य उन्नतस्थानं द्रष्टुं शक्नुमः पूर्वतन अद्यतन राजकीयविषयोः मध्ये अन्तरः बाहुल्यं विद्यते अद्यतनराजकीयः बहु उन्नतस्थाने विद्यते अतः पत्रिकायां मध्ये अहं राजकीयविषये अधिकं पठामि